मया तु ह्यः आहारार्थं कस्मिञ्जित् वेब्सैट् गत्वा आहारस्य आर्डर् कृतम् परम् इदानीं विज्ञायते यत् यः आहारः मया आर्डर् कृतः सः आहारः अनुचितः अयुक्तः इति अतः कथञ्चित् कैन्सल् करणीयम् कथं करिष्ये अस्तु इदानीं पुनः अपि तदेव वेब्सैट् गत्वा अन्तर्जाले तत्र आर्डर् यत् कृतं पुनः कैन्सल् करणीयम् तर्हि किं करणीयमिति चेत् अपि च एवमपि तत्र समभवत् किमिति चेत् तत्र एवं सेटिङ्ग् वर्तते मम कोशात् धनं स्वतो गच्छति तदपि आदौ निवारणीयम् अतः किं करिष्ये इदानीं पुनः अन्तर्जालम् उद्घाट्य तद् वेब्सैट् गच्छामि तत्र वेब्सैट् गत्वा पेमेण्ट् सेटिङ्ग् इति यद्विद्यते तत्र क्लिक् कृते पुटान्तरम् उद्घाट्यते तत्पश्चात् तत्र आटो पेमेण्ट् इति दृश्यते यत् तत्र क्लिक् पुनः क्रियते चेत् सेलेक्ट् कृतस्य डीसेलेक्ट् भवति तादृश सेटिङ्ग् कृते स्वतोद्ध्नराशिः यत् अन्येषां प्रति गच्छति आपणकाय गच्छति तत् निवार्यते अतः इदानीं सद्यः वेब्सैट् गच्छामि आहारमपि केन्सल् करोमि एवं सेटिङ्ग् मध्ये आटो पेमेण्ट् इत्यत्र डीसेलेक्ट् अपि करोमि तर्हि आहारस्य निवारणं एवं पुनः इतःपरं यदि आर्डर् करोमि पदार्थान्तरं अवश्यकं चेत् तदा आटो पेमेण्ट् तत्र डीसेलेक्ट् कृतम् इति

आपणिकाय गच्छति अतः वृथा धनव्यवहारो न भवति धनव्ययोऽपि न भवति एवञ्च तत्र इतःपरम् आहारस्य अन्यस्यापि आर्डर् करणे मया जागरूकेन भाव्यम् अस्तु इदानीं कृतं मया इदानीं समीचीनम् इदानीं पुनः तद्धनं मत्कोशम् आगच्छति इति विश्वसिमि आहारं तु न आगच्छति अस्तु